मया मम पञ्चदशवयसि एव मम मातुः पचनक्रियायां साहाय्यं कृतवती तस्याः मार्गदर्शनेनेव सर्वाणि पचनक्रियाणि कृतवती गृहकार्यं सर्वमपि तस्याः मार्गदर्शनेनेव ज्ञातवती प्रथमवारं मम मातुः समीपं एतद् बादुषामपि कर्तुं मम प्रयासः आसीत् तस्याः मार्गदर्शनेन लघुलघुकार्याणि प्रथमतया कृतवती तदनन्तरम् इम्पार्टण्ट् पार्ट् आफ़् बादुषा अपि कृतवती सर्वाणि पचनक्रियाणि मम समीपे सम्यक् आगतम् इति स् तत्सर्वं मम मातुः आशीर्वादमेव